हरिः ओम् आमामां अत्र अमेय इवेण्ट् मेनेजर्

हा हा आम् आम् आं मिहिन्दिसमये अहं तत्र एकम् आवरणं स्थापयामि तत्र आवरणे वरवधूयोः चित्रम् अपि स्थापयामि एवं तस्य फु पुष्पाणि तत्र स्थापयामि एवं तत्र तात् एकः मञ्चः निर्माणं करोमि मञ्चस्य उपरि वधू अथवा वरः स्थास्यति एवं तस्य पुरतः एकं बृहत् पात्रमस्ति तत् पात्रे पुष्पं जलम् एवं पुष्पाणि सन्ति इत् इति अस्ति चलति वा

आमामां द्वारे अपि अहं पुष्पसज्जां ददामि आमाम् जयमालासमये अहं कमलपुष्पाणि ददामि अन्यत्रापि पुष्पाणि अस्ति पाटलं पुष्पाणि भवती अत्र आगच्छतु अहं दर्शयामि भवतीम् अन्य छायाचित्रं दर्शयामि तत्रत्यात् भवती स्वीकर्तुं शक्तुं कीग भवती किम् इच्छति अनन्तरम् आम् आं सङ्गीतमयि अपि ध्वनिव्यवस्था सम्यग् भविष्यति एवम् उत्पीठिकापि बृहत् अस्ति तत्र एवं तत् आमाम् आमां भोजनवेलासमये अपि पुष्प पाथम्यति तत्र पुष्पस्य द्वारमपि अस्ति हा अन्यत्र तत्रापि पुष्पाणां बहूनि आकृतयः सन्ति हा एवं तत्र स हा आमां घटानाम् उद्रण्डमस्ति तस्य सं पुरतः पुष्पसज्जा तस्य पुरतः रङ्गवल्ली अस्ति रङ्गवल्याम् अहं लिखामि यत् अत्र न सप्तपद्याः प्रथमं पादः एवं निश्चये द्वितीयः पादः यादृशम् अहं तत्र लिखामि

आमामां शुल्कस्य चिन्ता मास्तु आगच्छन्तु स्वागतमस्ति